अहं स्विग्गी मध्ये इदानीम् एव पिज़्ज़ा आर्डर् कृतवान् किन्तु तस्य पिज़्ज़ा मध्ये सास् केप्सिन् इत्यादीनि बहूनि वस्तूनि न आगतवन्तः मम यः अस्ति भवान् पिज़्ज़ा मध्ये सास् इत्यादिकं द ददातु